भारतीयतात्व् तत्त्वशास्त्राय दर्शनमिति पदस्य व्यपदेशो भवति यतोहि दृश्यते अनेन इति दर्शनं येन दृश्यते दृश्यते इत्युक्ते न चक्षुषा एव दर्शनं भवति अपि तु दृशिर्ज्ञानसामान्य वर्तते तेन येन ज्ञायते तद्दर्शनं तथा च केषां पदार्थानां केषां वा ज्ञानं भवति चेत् तत्त्वानामेव ज्ञानं भवति यतोहि लोके ये तत्त्वानि सन्ति तेषां तत्त्वानामेव सम्यक् अधिगमेन निःश्रेयसादिसिद्धिः शास्त्रकारैः प्रतिपादिता तथा च यथा विशिष्टाद्वैतवेदान्ते तत्त्वत्रयं स्वीक्रियते अत्र च प्रमाणभूता श्रुतिः भवति भोक्ता भोग्यं प्रेरितारं च मत्वा तमेव विदित्वा तु मृत्युमेति एतेन तत्त्वज्ञान् तत्त्वज्ञानं त्रयानां तत्त्वानं तत्त्वानां ज्ञानं कर्तव्यम् जीवस्य भोक्तारः जीवानां प्रेरकस्य ईश्वरस्य तथा च भोग्यभूतस्य भोग्यभूतायाः प्रकृतेः एतेन विशिष्टाद्वैतसिद्धान्ते भ्रमद्वयस्य निवृत्त्या मुक्तिः भवति इति अवगम्यते प्रथम भ्रमः देहात्मभ्रमः यस्य निवृत्तिस्तु अन्यदर्शकारेणापि अन्यदर्शकाराणां मते अपि अपेक्षिता एव भवति अत एव जीवप्रकृति पुरुषप्रकृति जडचैतनादीनां विभागः तन्त्रान्तरेपि क्रियते द्वितीयः विशेषः यत् विशिष्टाद्वैतसिद्धान्ते भ्रमः वर्तते यस्य निवृत्तिः अपेक्षिता चेत् जीवात्मभ्रमः प्रतिपादितः स्वतन्त्रात्मभ्रमो अपि कश्चन भ्रमः विशिष्टाद्वैतसिद्धान्ते स्वीक्रियते